ग्रामीणक्षेत्रेषु कृषकानां समस्या नाम तत्र विशेषतया कर्मकराः न लभ्यन्ते इति तत्र पूर्वतन ये कर्मकराः आसन् तेषां पुत्राः इदानीं नगरं गच्छन्ति नाम नगरस्य आकर्षणम् अधिकम् अस्ति ते न पठितवन्तः चेदपि ते अत्र नगरमागत्य उपाहारमन्दिरेषु अथवा कार्यानस्य चालकः भूत्वा अथवा बस् यानस्य चालकः वा भूत्वा अत्र उषितुं नाम नगरे उषितुं ते बहु इच्छन्ति इति कारणतः ग्रामे न भवन्ति तत्र कृषकः यः अस्ति सः अपि तस्य गृहे अपि सा समस्या अस्ति एव तस्य पुत्रः यदि नगरं न गच्छति तर्हि तस्य कृते विवाहस्य समस्या अस्ति नगरं गच्छति चेदेव नगरे कार्यं कुर्वन्नस्ति चेदेव विवाहः भवति इति समस्या कर्मकराः अपि न सन्ति अतः आवर्षं यद् वर्धितं कमपि आनीय दूरतः आनीय कार्यं कारयति चेत् अत्र बेङ्ग्लूर्नगरे ऐ टि जनाः यथा सम्पादयन्ति तादृसवेतनं ते इच्छन्ति अनिवार्यतया तादृशं दत्वा आवर्षं यावद् सम्पादयन्ति तदपेक्षया व्ययः अधिकं भवति अतः तत्र कृषकानां एषा समस्या नाम कर्मकराणां समस्या एव अधिकम्